हा हरिः ओं भवान् राम् रसोयि ढाबातः भाषते वा अहं प्रमोदः मया किञ्चित् भवतां सविधे निवेदनीयमस्ति एतन्मया अधुना फ़ुड् आर्डर् कृतमस्ति तदर्थं मम तु प्रतिदिनं प्रतिनित्यं भवताम् आपणतः भोजनमागच्छति परन्तु अस्मिन् पर्याये कष्टं किमित्युक्ते मम ग्रहस्य सङ्केतः परिवर्तितः सङ्केतपरिवर्तनेन अधुना भवद्भिः तत्र भवतां सिस्टं मध्ये अप्डेशन् करणीयं मम सङ्केतं कृपया परिवर्तयन्तु मम नूतनसङ्केतः एषः अस्ति क्रास् केन्द्रीयसंस्कृतविश्वविद्यालयः जयपुरपरिसरः अध्यापकानां गृहं सङ्ख्या पञ्च त्रिवेणिनगरं जयपुरम् एतद्भवान् परिवर्तयतु एवं यः भोजनम् आनयति तमपि सूचयतु यन्ममपुरातनं गृहं नागन्तव्यं नूतनसङ्केतं प्रति सः भोजनमानयेत्